नमस्कारः किञ्चित् पूर्वम् अहं गमनार्थं क क्याब् उबेर् इति याप् माध्यमेन क्याब्यानं बुक् कृतवान् आसम् तत्र कि किञ्चित् पूर्वं कृतं पर् परन्तु अधुना अहं नाम यस्मात् स्थानात् कृतवान् तत् अधुना अहं तस् तस्मिन् स्थाने नास्मि अस्तु अहं किञ्चित् तत्रः ततः गत्वा अन्यं स्थानं प्रति गतवान् ततः यदि क्याब् बुक् करिष्यामि तर्हि पुनः क् लोकयानं नाम प्रदेशं ब पर्रिवर्तनं कर्तव्यम् उत तस्मिन् प्रदेशे यः आगमिष्यति तस्मिन्प्रदेशे आगत्य माम् अन्वेष्यति चेत् म मह्यं दूरवाणीं करिष्यति अहं पुनः वदामि यत् कुत्र आगन्तव्यम् इति न चेत् यदि प्रदेशं परिवर्तनं कर्तुं श् कर्तुं शक्नोमि तर्हि कुतः तत् क क करिष्यामि इति इत्यस्मिन् विषये मम प्रश्नः अस्ति